भारतीयजनसञ्चारविषये अनेकानि यानानि सन्ति वायुयानं रेल् यानं लोकयानं कार यानम् इत्यादीनि रेल् मार्गस्य विशालं जालम् अस्ति रेल् मार्गयात्रा सुलभा भवति अनेके जनाः एकदा एव प्रयाणं कर्तुं शक्नुवन्ति दीर्घयात्राणां कृते एषः उत्तमः उपयुक्तः मार्गः इति अहं चिन्तयामि सञ्चारकाले समस्याः न्यूनाः एव दुर्घटनाः अपि न्यूनाः एव इदानीं तेलङ्गाणाराज्ये महालक्ष्मीपतकमिति एका योजना आरब्धा तत्र महिलाः निश् निश्शुल्कं प्रयाणं कर्तुं शक्यन्ते गुणादानविषये मार्गाः सम्यक् भवेयुः मार्गे विद्युत् प्रकाशयोजनापि करणीया इति अहं चिन्तयामि